भारते सामान्यजनाः तत्र सञ्चारार्थम् अधिकतया बस् यानं बस् यानस्य एव सहायम् अपेक्ष्यन्ते तत्र रोड् मार्गेन रो न रोड् ट्रान्स्पोर्टिशन् रोड् सञ्चारव्यवस्था एव अत्र भारतेषु दृश्यन्ते अधिकाधिकं सामान्यजनाः बस् यानेनैव तत्र सञ्चारं कुर्वन्तः सन्ति तत्र रैल् ट्रान्स्पोर्टेशन् रैल् यानमपि भारतस्य रैल् यानव्यवस्था अत्यन्तं बृहत् भवति इदानीं कश्मीरतः तत्र कन्याकुमारीपर्यन्तं तु रैल् यानस्य तत्र रैल्वे लैन्स् सन्ति तथा रैल् यानस्य अपि अत्र उपयोगः अस्ति उभयमपि बस् यानेन रैल् यानेन उभयमपि जनाः तत्र सञ्चारार्थं स्वीकुर्वन्ति इदानीम् अस्मिन् कालखट्टे तत्र स्वकार्यं वाहनानि अपि तत्र कार् यानं सैकल् यानं मोटर् बैक् एवं जनः जनाः इदानीम् अस्माकं साम्पत्तिकव्यवस्थायाः साम्पत्तिकम् उन्नतम् उन्नमनम् अस्माकं राष्ट्रे अधिकाधिकं सम्भूतम् इदानीम् डेवलपिङ्ग् कन्ट्रि डेलद् व्या विक् विकस्वर राष्ट्ररूपेण इदानीम् अस्माकं भारतस्य साम्पत्तिकव्यवस्थायाः सम्यग्रूपेण उन्नमनं इदानीं सम्भवति अतः जनानां तत्र पर्चेसिङ्ग् पवर् अपि अदधिकाधिकं वर्धते इति अहं चिन्तयामि अत्र केरळेषु बहुत्र भासते गृहेषु सु स्वकीयं यानं वर्तते कार् यानं मोटर्बैक् यानम् एवं जनाः तेषाम् उपयोगं कुर्वन्ति किन्तु अत्र कष्टः यदस्ति चेत् तत्रः रोड् रोडु मार्गे तत्र स्थलस्य तत्र अपर्याप्तता वर्तते अतः तत्र एवं रोड यानस्य तत् ना एतावद् रो रोड् यानस्य इति नास्ति तत्र रोड् मध्ये सौकर्यः रोड् उत्तमः नास्ति अतः तत्र वाहनानां बाहुल्यं वर्तते अतः क्लेशः क्लेशः वर्तते तथापि सर्वेऽपि जनाः स्वकीयम् अत्र स्वकीयेन यानेन यानेन तत्र सञ्चरन्ति सामान्यजनाः बस् यानानां साहाय्यं स्वीकुर्वन्ति एवं ट्रैन् यानमपि तत्र जनाः स्वीकुर्वन्ति इदानीं रोड् इत्यस्य अस्माकं मम केरलाराज्यस्य कार्यमहं जानामि अत्र रोड् इत्यस्य पब्लिक् रोड् अत्यन्तं कष्टरूपेण वर्तते तस्य निर्माणं संरक्षणम् इत्यादिविषये तत्र अधिका श्रद्धा देया इति मम चिन्ता तावदेव